यात्रां कर्तुं वृष्टिकालः इत्युक्ते जून् मासे जुलै मासे एवं वृष्टिकाले अस्माभिः यात्रा न क्रियते किमर्थम् इत्युक्ते तदानीं सञ्चारः अस्माभिः क्रियते चेत् जीविनः वर्तन्ते भूमौ जीविनः तिर्यग्जन्तवः ये ये वर्तन्ते ते इतस्ततः गन्तुम् इच्छन्ति गच्छन्ति बहवः जन्तवः भूमौ एवं रीत्या सञ्चरन्ति इति कारणतः तदानीं यात्रा न समीचीना तदानीं यात्रां न कर्तव्यं यात्रा न कर्तव्या यात्रां न कर्तुं कर्तुं न शक्नुमः एवं शरदृतौ शरदृतौ एवं रीत्या शरदृतौ अनन्तरं तस्मिन् काले यात्रां कर्तुं शक्नुमः तदानीमेव यात्रा कर्तव्या